भारते अद्यत्वे बह्व्यः परिवरण पर्यावरणसमस्याः सम्मुखीक्रियमाणाः सन्ति तस् तासां सर्वासामपि समस्यानां मूलकारणं भवति प्रदूषणं तत्प्रदूषणं बहुविधं वर्तते जलप्रदूषणं वायुप्रदूषणं मृत्प्रदूषणञ्च भारते प्रामुख्येन वर्तते वृक्षाणां कर्तनेन पुनः शिल्पशालातः प्रदूषितजलस्य निष्क्रमणेन च इत्यादिभिः कारणैः एतानि प्रदूषणानि भवन्ति तेन च क्वचित् अतिवृष्टिः क्वचित् अनावृष्टिः पुनश्च भारते अद्यत्वे श्वासार्थं शुद्धः वायुः नास्ति एतानि दुष्टफलानि प्रदूषणकारणात् दृश्यन्ते मम भूप्र मम प्रदेशे भूपरिसरः अपि दूषितः वर्तते अवकराणां वनेषु निक्षेपणेन तत्र मृदः प्रदूषणं जायते तेन वृक्षाणां मृत्युः भवति अतः पर्यावरणं दूषितं भवति